अहं भौतिकपुस्तकं पठितुम् इच्छामि भौतिकपुस्तकपठने मनः रम्यते कुत्रापि सम्यक्तया उपविश्य पुस्तकं हस्ते नीत्वा वयं पठितुं शक्नुमः मनः अपि आगच्छति परन्तु ई पुस्तकमध्ये बह्व्यः समस्याः वर्तन्ते यदा दूरवाणीमध्ये कोशः न भवति तर्हि ई पुस्तकं पठितुं न शक्नुमः पुनः यदा अन्तर्जालं न भवति तत्रापि इ पुस्तकं पठितुं न शक्नुमः दूरवाण्याः अधिकप्रयोगे चक्षुमध्ये अपि असुविधाः आगमिष्यन्ति परन्तु भौतिकपुस्तकं मध्ये एतादृशी कापि समस्या नास्ति अतः भौतिकपुस्तकम् एव अहं पठितुम् इच्छामि अहं श्राव्यपुस्तकं बहुवारं श्रुतवती तद् बहु सम्यक् आसीत् किमपि पठितुम् इच्छति परन्तु किमपि कार्यवशात् पठने असमर्थः अस्ति वा कुत्रापि गमनमार्गे अस्ति परन्तु भवत्याः किमपि पठने मनः अस्ति परन्तु पठितुं न शक्यते एतस्मिन् समये श्राव्यपुस्तकं बहु कार्यं करोति दूरवाणीमध्ये तद् ओप् ओन् कृत्वा वयं कुत्रापि गमनागमने अथवा किमपि कार्यं करणसमये अपि श्राव्यपुस्तकं श्रोतुं शक्नुमः